शारीरिकव्यायामः तथा योगस्य च भेदाः के इत्युक्ते शारीरिकव्यायामः नाम वयं वाकिङ्ग् इत्यादि वयं कुर्मः एवं तत्र इण्डोर् औट् औट्डोर् इति नाम शारीरिकविषये तत्र क्रीडाः भवन्ति इदानीम् उदाहणार्थं क्रिकेट् क्रीडा भवति तद् शारीरिकव्यायामः भवति एवं तत्र बाल् बेड्मिण्टन् भवति तत् शारिरकक्रीडाः इति वयं वक्तुं शक्नुमः एवं प्रतिदिनं वयं वाकिङ्ग् कुर्मः तत् शारीरिकक्रीडा शारीरिकव्यायामः भवति एवं तत्र भिन्नभिन्नं वार्मप् इत्यादिकं वयं सर्वं कुर्मः तर्हि तत् तदपि शारीरिकव्यायामे अन्तर्भवति शारीरिकदृष्ट्या नाम स्वस्थ्ये शरीरे स्वस्थ्यमनः इति ध्येयवाक्यं वयं जानीमः शरीरं यदि सम्यक् भवति तर्हि तेन मनः अपि सम्यक् भवति तदर्थं जनाः किं कुर्वन्ति इत्युक्ते शारीरिकव्यायामं समीचीनरीत्या कुर्वन्तः सन्ति तत् करणीयमेव तेन किं भवति इत्युक्ते मनः सम्यक् भवति इदानीम् उदाहरणार्थम् हस्तं सम्यक् नास्ति तर्हि हस्तं नाम शरीरस्य एकमङ्गं भवति तर्हि हस्तस्य यदि वेदना भवति तर्हि मान् मनः किं करोति तत्र एव गच्छति तेन किं भवति वयं तस्मिन् कार्ये एव लग्नाः भवामः न तु अध्ययनकार्ये वा भवतु नो चेत् भिन्नभिन्नकार्येषु अस्माकं मनः न भवति एतत् सर्वम् अपि शारीरिकव्यायामे अन्तर्भवति एवं योगस्य भेदाः के इत्युक्ते योगे नाम पुनः भेदाः वर्तन्ते तत्र नाम आसनानि एवं प्राणायामाः मुद्राः क्रियाः इति वयं वक्तुं शक्नुमः आसनानि कत् किन् किं करोति इत्युक्ते शरीरस्य निमित्तं किञ्चित् व्यायामं यच्छन्ति एवं तत्र प्राणायामं वयं स्वीकुर्मः प्राणायामेन किं भवति इत्युक्ते मानसिकशुद्धिः भवति मन् मनः यत् भवति तस्य निमित्तम् एतद् बहु उपयोगाय भवति नाम चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् इति वयं जानीमः तर्हि तस्य किं करोति इत्युक्ते ग्रहणं करोति तस्य अभ्यासं करणीयम् इति एषः प्राणायामः वदति प्राणायामस्य प्रकाराः किं भवन्ति सूर्यभेदनमुज्जायी शीत्कारी शीतली तथा भस्त्रिका भ्रामरी मूर्च्छा प्लाविनी अष्टकुम्भका इति वयं जानीमः एव प्रसिद्धः श्लोकः एवं तत्र भिन्नभिन्नप्रकारकाः भवन्ति इति